मया अनेन आपणेन युतकं क्रीतमासीत् तस्य गुणवत्ताविषये वक्तव्यं चेत् सम्यगेव वर्तते वर्णादिकं तु अत्यन्तं तत्र गुणवत्तायुक्तमेव वर्तते पुनः मूल्यविषयेपि अत्यन्तं न्यूनमूल्येनैव अत्र प्राप्तं वर्तते